नमस्कारः प्राचीनकालात् आरभ्य भारते मूर्तीनां विषये विशेष व्यवस्था तथा च क्रियाः नियमाः सन्ति एव तत्र न केवलं सुवर्णद्वारा मूर्तिनिर्माणं मृत्तिकाद्वारा मूर्तिनिर्माणम् अपि तु काम्सस्य मूर्तिनिर्माणं भवति काष्ठस्य मूर्तिनिर्माणं भवति इतोऽपि अन्यान्यविधमूर्तयः अपि वर्तमानसमयेऽपि निर्माणं भवन्ति दक्षिणभारते वयं पश्यामः चेत् अधिकाधिक एव शिलाखण्डस्य मूर्तयः तथा च उत्तरभारते अपि प्राप्यते अधिकाधिकस्थाने न केवलं भारते अपि तु अन्यान्यदेशे अपि तादृशसुवर्णस्य मूर्तयः काम्सस्य मूर्तयः मृत्तिकायाः मूर्तयः परन्तु मृत्तिकायाः मूर्तिद्वारा केवलं स्थानीया किमपि विशेषपूजा वार्षिकपूजा इति क्रियते यथा दुर्गापूजा यथा कालीपूजा तत् वर्षे एकवारं वर्षे द्विवारम्भवति

मूर्तिनिर्माणं कृत्वा पूजा भवति अनन्तरं तत् विसर्जनं भवति मृत्तिकामूर्तिद्वारा पूजा तु भवति परन्तु स्थायिनः स्थापयन्ति कोपि परन्तु सुवर्णद्वारा यत् मूर्तयः निर्माणं भवन्ति तद् आदिकालादारभ्य वर्तमानकाल कालपर्यन्तं स्थापयन्ति तद् प्रतिष्ठतारूपेण किमपि विशेषस्थाने स्थापयन्तीति तथैव अन्यान्य यत् काष्टस्य भवतु वा शिलाखण्डस्य भवतु वा वर्तमाने राममन्दिरस्य यत् स्वयं रामस्य मूर्तयः रामः सीता लक्ष्मणः हनुमान् इति मूर्तयः निर्माणं चलन्ति अस्ति तद् शिलाखण्डद्वारा एव इतोऽपि मूर्तयः विषये भारते विशेष नियमः न केवलं न अपि तु विशेषव्यवस्था विशेषसिद्धान्तः अपि वर्तन्ते इत्येव